मया दन्तपेनः आर्डर् कृतम् अस्ति सम्यक् समीचीनसमये एव आगतमस्ति केविटि इत्युक्ते एवं किमपि नास्ति व दन्तस्य वर्णः सम्यक् भवति वेदना इति अपि नास्ति फ्लेवर् सम्यक् अस्ति धन्यवादः